प्रकृतिम् अनुसृत्य वेदानुसृत्य च अस्माकं जीवनं भवेयुः इत्येव अस्माकं ज्येष्ठानां चिन्तनम् तदर्थं एकम् उत्तमशास्त्रमस्ति वास्तुशास्त्रम् वयं गृहे एव बहु समयं व्यापयामः खलु तदर्थं गृहस्य निर्माणं सम्यक् रीत्या करणीयम् इति उचितमेव खलु अतः एव कस्मिन् दिशि द्वारं स्थापनीयं कुत्र पाकशाला स्थापनीया शय्या कुत्र स्थापनीया इत्यादि विषयाः सर्वा सर्वे अपि तत्र वास्तुशास्त्रे अस्ति सन्ति इदानीन्तनकाले तत्र अट्टः भवति अतः स् सर्वदा सर्वमपि वयम् अनुसृत्य कर्तुं न शक्यते एव परन्तु किं कर्तुं शक्यते तद् वयं निश्चयेन निर्माणसमये एव वयं कुर्मः